सम्पन्मूलानां समस्याः इदानीम् अस्माभिः किमपि नास्ति अस्माकं केरलदेशे सम्यक् वृष्टिः भवति वृष्टिः अस्ति अन्तरम् आतपः जलमपि यदेष्टं वयं प्राप्नुमः अरण्यः बहवः किम् अरण्यः अरण्यकाः सन्ति अतः अस्माभिः तादृश किमपि प्रश्नाः वयं न अनुभवन्तः अनुभवामः को किन्तु कोविड् समये अस्माकं अस्माकम् अवस्था तु बहु क्लेशकरम् आसीत् तत्समये किम् आपणाः न आसन् अनन्तरं बहु कठिनमासीत् एक गृहे कस्यापि कोविड् कोविड् रोगी अस्ति चेत् का तत् गृहं सम्पूर्णतया लाक् कृत्वा स्थापयति बहु बहु बहु बहवः कष्टताः वयम् अनुभूतवन्तः किन्तु तत्समये अस्माकं किं सः अस्माकं गृहस्य परिसरजनाः अस्माभिः बहु बहु साहायं कृतवन्तः किमपि नास्ति चेत् तेषां कृते दूरवाणी कृत्वा वदति चेत् ते आनयति अनन्तरं गृहस्य बहिः तिष्ट्वा वयम् आह्वयति वयं तत्र गत्वा तत् कलेक्ट् कुर्मः